मम मतस्य विषये अध्ययनम् इति प्रायशः विद्यालये नास्ति एव सर्वमतमित्येव अत्र तमिळ्नाडुप्रान्ते पाठनं चलति

अन्यथा बहु अगाधं गत्वा किमपि तत्र नास्ति धार्मिकमिति पश्यामः चेत् प्रायशः अस्माकम् प्रत्येकः धार्मिकः मतस्य उत्सवानां विषये केचन पाठाः भवन्ति अन्यथा बहु अगाधं गत्वा तस्य उत्पत्तिः इत्यादिकं विषये सर्वं सामान्यतया न भवति किन्तु अस्माकं कौटुम्बिकवातावरणं मध्ये वयं यत् किञ्चित् धार्मिकविषये वयं पठामः तदेव अस्माकं जीवनपर्यन्तं नयामः प्रत्येकस्य अपि भिन्न भिन्न अत्र आचाराः सन्ति उदाहरणं हैन्द् हैन्दवस्य इति पश्यामः चेत् तत्रैव भिन्न भिन्न आचाराः प्रत्येक कुटुम्बस्यपि इति अस्ति तत्तु वयं चिरकालं तद् पालयन्तः एव स्मः कुत्र चित् इदानीं किञ्चित् लोपाः दृश्यन्ते तथापि ते अस्माकं धार्मिकं मतं त्यक्त्वा बहु विपरीतं कुर्वन्तीति बहु विरलाः एव अतः सामाजिकदृष्टिः अपि तेन आधारेणेव इदानीं चलति यत् किञ्चित् किञ्चित्

किन्तु यदा ते यौवने भवन्ति तस्मिन् समये तस्य मूल्यं तु न अवगच्छन्ति किन्तु गच्छता कालेन तेषामपि अवगमनं तु अस्ति इत्येव निदर्शनमेव